आसामीस् बेङ्गाळि कन्नड मलयाळम् पञ्जाबि सान्स् संस्कृतम् तमिळ् तेलुगु काश्मीरिभाषा अन्य इङ्ग्लिष् भाषापि अस्ति सामान्यंं भाषां भाष्यमाणाः अन्यभाषाः कर्नाटकमध्ये कोङ्कणि तमिल्नाडुमध्ये वडुगा एवमेव राजस्थान् मध्ये मार्वाडि भाषा

भिन्नभिन्नलघु उ अक्षरलेखनं नास्ति परन्तु भाषाः सन्ति भारते बहवः ब्येष भाषाः मिश्रणं कृत्वा नूतनभाषा जायमानामस्ति इत्युक्ते केरले संस्कृतं तमिळ् मिश्रणं संस्कृत तमिळ् मिश्रणं कृत्वा मलयालभाषा एवम् एव संस्कृतम् उरुदु मेलयित्वा हिन्दिभाषा जायमानम् अस्ति